भारतं किं इति ज्ञातव्यं चेत् आदौ अस्माकं संस्कृतिः का कथम् आसीदिति ज्ञातव्यं पूर्वम् इतिहासं पश्यामश्चेत् अनेके राजानः अथवा महापुरुषाः अत्र साक्षिभूताः सन्ति ते सर्वेपि स्वस्य कृते इति जीवनं न कृतवन्तः इदानीं स्वातन्त्र्यसंग्राम्यं संग्राममेव पश्यामश्चेत् अस्माकम् अधुनापि रोमाञ्चनं भवति तत्र ये कार्यं कृतवन्तः ते सर्वेपि स्वविषये चिन्तनं परित्यज्य देश देशस्य विषये चिन्तनं कृतवन्तः देशरक्षणाय स्वप्राणमपि परित्यक्तवन्तः अतः ते सर्वेपि सर्वदापि अदरणीयाः पूजनीयाः भवन्ति तत्र स्वा स्वातन्त्र्यसंग्रामे अनेके प्राणत्यागं कृतवन्तः यथा झन्सिराणि लक्ष्मीबायी कित्तूर् राणि चेन्नम्मा इदानि इदानीं आगच्छामश्चेत् भगत्सिग् सुखदेव् एते सर्वेपि देशाय प्राणत्यागं कृतवन्तः